हरि ओम् अमेझोन् खलु अहं एकं प्रोडक्ट् ओर्डर् कृतवति आसम् एकं सलवारकमीज्सेट् आसीत् तद् अहं तु यद् चित्रे दृष्टवति तदा तु तत्र श्वेतवर्णस्य पेंट् अपि च धूसरवर्णस्य टाप् आसीत् किन्तु तत्र मम कृते यद् प्रेशितम् अस्ति तत्र तु वर्णः एव भिन्नः अस्ति अहं तु सम्यक् वर्णमपि किं उक्तवती स्पेसिफाय् कृतवति आसम् तथापि वर्णस्य विषये किञ्चन किञ्चन प्रोब्लेम् अभवत् अपि च तत्र सैज़् अपि अहम् एक्स् ओर्डर् कृतवती आसम् कितु एक्सेल् आगतम् अस्ति इदानीं अनन्तरम् यद् पार्सल् आगतं अस्ति तद् किंचित् किं नष्टम् अपि अस्ति तत्र अतः एतत् प्रोडक्ट् अहं तु इदानीं प्रतिप्रेशयितुम् इच्छामि अतः तत्र प्रतिप्रेषणार्थं का व्यवस्था इति ज्ञातुं इच्छामि यतोऽहि अस्माभिः एव कोरियर् करणियं वा अथवा भवन्तः जनान् प्रेशयन्ति वा इति यदि ज्ञातुं शक्नोमि तदा अग्रे किं करणियं इति अहं चिन्तयितुं शक्नोमि धन्यवादाः